मम व्यक्तित्वे संस्कृतस्य कश्चन महान् प्रभावः विद्यते संस्कृतं पठित्वा एव अहं स्वकीयां संस्कृतिं राष्ट्रगौरवं च ज्ञातवान् संस्कृताध्ययनेन मम जीवने किञ्चन विशिष्टं परिवर्तनं सञ्जातं मम गृहसदस्यैः अपि एष् एतादृशः अनुभवः कृतः अहं संस्कृतं पठित्वा भारतीयां संस्कृतिं ज्ञातवान् तदनुकूलम् आचरणं कर्तुं ज्ञातवान् इदानीमपि संस्कृतानुकूलम् आत्मानं व्यवहर्तुं प्रयत्नं करोमि संस्कृतिः संस्कृताश्रिता भवति इति सत्यमेव अस्ति यावत् भाषा न ज्ञायते तावत् तस्याः भाषायाः या संस्कृतिः अस्ति सापि न विज्ञायते संस्कृतं पठित्वा अहं भारतस्य वास्तविकम् अभिज्ञानं ज्ञातवान्